ए टि एम् ए टि एम् तः धनस्वकरणं धनस्वीकरणार्थं प्रथमं वयम् ए टि एम् गन्तव्यं गन्तव्यं तदनन्दरम् अस्माकम् ए टि एम् कार्ड् तत्र स्थापितमस्ति तदानीम् एका अस्माकं सङ्ख्या तत्र लेखनीया सङ्ख्या लेखनीया अनन्तरम् अस्माकं कोड् तत्र लेखनीयम् अधुना अनन्तरं स वयं सङ्ख्यां स्वीकुर्मः चेद् कति सङ्ख्या स्वीकुर्मः इति अपि तत्र लिखति चेद् तद् सङ्ख्या अस्माकं हस्ते आगच्छति इति प्रकारेण ए टि एम्द्वारा वयं सङ्ख्यां स्वीकुर्मः